संस्कृतभाषायां ममिष्टम् आभणकं नाम न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् एतदाभणकं मम बहु इष्टं भवति यतो हि अत्र विद्यायाः महत्त्वं बहु सुष्ठुतया उक्तमस्ति विद्या नाम केनापि चोरेण चौर्यं कर्तुं न शक्यते राज् राज्ञा अपि तद् अपहर्तुं न शक्यते एवम् अथवा भ्रातृभिः तद् भागमपि कर्तुं न शक्यते यावदधीतं तावत् तत् भारं न भवति अधीते सति अध्ययनं कृते सति विद्या सा कदापि भारं न भवति सा अस्मान् अग्रे नयति सा अस्मान् सर्वदा मार्गदर्शनं करोति अतः विद्या एव अन्येभ्यः आभरणेभ्यः अथवा सम्पद्भ्यः एषा विद्या एव सर्वोपमा सा एव अत्युत्तमा इति वक्तुम् अत्र अस्मिन् आभणके उक्तमस्ति